डोक्टर् बालमुरलिकृष्ण वा श्री भीमसेन् जोषिः मधुरकण्ठं स्पष्ट उच्चारणं वेदा वेदनाशीलं भावं बहु सम्यक् अस्ति कर्नाटकपद्धति वैशिष्ट्यं बालमुरलि च कोमलकण्ठभीमसेनजोषिः किराणाशैली प्रतिष्ठिता कर्णाटकशैली अपि जानीतः एकः रामवक्तः अन्यः विठ्ठलभक्तः अहं तौ भक्तः